आम् अहम् इण्डियन् ऐडल् इत्यादीन् सङ्गीतसम्बन्धिनः कार्यक्रमान् तु अहं पश्यामि एकं सारेगामा कार्यक्रमः अपि सङ्गीतसम्बन्धी कार्यक्रमः अपि एव अस्ति कार्यक्रमः एव अस्ति तद् अपि अहं पश्यामि इण्डियन् ऐडल् मध्ये मम कृते एका प्रतिभागिनी बहु ये द्वे प्रतिभागिन्यौ बहु इष्टे स्तः तयोः नाम क्रमशः एवं रूपेण अस्ति एका अरुणेम्ब अ अरुणिता काञ्जिलाल् तत्र आसीत् तत् बहु सम्यक् गायनं करोति तस्याः ध्वनिः बहु मधुरं श्रूयते सा बेङ्गाल्तः आगतवती अनन्तरम् एका साय्ली काम्ब्ले इति नाम्ना एका भगिनी अस्ति सा अपि बहु सम्यक् गायनं करोति तस्याः ध्वनिः अपि बहु मधुरम् अस्ति यथा वदति बेङ्गाल् मध्ये रो रसगुल्ल फ़ेमस् प्र बहु प्रचलिता अस्ति रसगुल्ला बहु मिष्टान्नमस्ति मिष्टान्नं खादित्वा ध्वनिः अपि मधुरं जायते तथैव अरुणितायाः ध्वनिः अपि रस्गुल्ला रसगोलकस्य सदृशम् एव मिष्टं मिष्टं सः अस्ति अनन्तरं सैलि काम्ब्ले या आस्ति सा मराठी अस्ति सा महाराष्ट्रतः आगताःॊ तस्याः ध्वनिः अपि बहु सुरमयी अस्ति श्रोतुं बहु सम्यक् प्रतीयते अनन्तरम् इदानीं नूतनः ऋषिः सिङ्ग् यः एकः अस्ति सः अपि बहु सम्यक् गायनं करोति